अहं कर्नाटकस्य शिवमोग्गनगरे सह्याद्रिविद्यालये पठामि स्म पदवीस्तरे तदा भद्रावती इति पत्तनात् शिवमोग्ग विंशतिकिलोमीटर् लोकयानेन अहं गच्छामि स्म छात्राणां कृते इति केवलं पादरूप्यकाणां चीटिका तदा आसीत् गमनस्य पादरूप्यका प्रत्यागमनस्य पादरूप्यका रूप्यकम् एवम् आसीत् तदा मत्पितृपादाः पादरूप्यकस्य द्वयं मम कृते ददाति स्म एकवारं प्रभाते गतवान् विद्यालयं प्रति प्रत्यागमनार्थं पश्यामि तदा पादरूप्यकं चोरितमासीत् पादरूप्यकं नास्ति तदा किं करणीयं कुत्रापि प्रष्टुमपि सङ्कोचः तादृशधनधराः न भवन्ति स्म तदा अहं पद्भ्यामेव गच्छामीति विंशतिकिलोमीटर् पद्भ्यामेव गन्तुं प्रवृत्तः एव तदा षड्किलोमीटर् पर्यन्तं मया विष्णुसहस्रनस्तोत्रपारायणं कुर्वन् गच्छामि स्म तत्समये एक स्कूटर् अथवा मोटर्बैक् धारी सञ्चारी आगतः कथञ्चित् अहं हस्तम् एवम् अग्रभान् कृतवान् स्थगयतु इति सः स्तगितवान् अनन्तरम् आरोहेय भद्रावतिनिस्स्थानपर्यन्तम् आगवान् निस्स्थनात् मम गृहं किलोमीटर् द्वयमासीत् तदा पद्भ्यामागतम् आगमनसमयः समान्यतः सायं अष्टवादनमासीत् एवं मम विशिष्टः अनुभवः अस्ति